ग्राम्यक्षेत्राणां नगराणाञ्च क्रीडानाम्मध्ये कश्चन भेदः वर्तते ग्राम्यक्रीडाः तावत् तत्रत्य छात्राः स्वयं विचिन्त्य क्रीडन्ति अर्थात् गोलि चिन्निदाण्डु रामः भीमः सोमः लगोरि इत्यादि इत्यादयः क्रीडाः ग्राम्यक्रीडाः इति कथ्यन्ते अपि च फ़ुट्बाल् वालिबाल् क्रिकेट् टेन्निस् इत्याद्यः क्रीडाः नगरक्रीडाः इति कथ्यन्ते एतयोः मध्ये भेदः वर्तते अत्र ग्राम्यक्रीडायाम् बहवः छात्राः मिलित्वा क्रीडन्ति परन्तु नगरक्रीडायां तथा न शक्यते इदम् इदमित्तम् एतावन्तः एव भवेयुः इति कश्चन नियमाः भवन्ति अतः ता तावन्तः एव तत्र मिलित्वा क्रीडन्ति परन्तु ग्राम्यक्रीडायाम् अन्यान् अपि योजयन्ति वयं सर्वे मित्राणि इति मत्वा ते मिलित्वा एव क्रीडन्ति परन्तु नगरे तावत् तथा न शक्यते तत्र केचन एव क्रीडन्ति तत्रापि कश्चन गणः कश्चन गणः गणः भवति तत्तेन तत्र तेन क्रमेण तत्र क्रीडा प्रचलति एवम् उभयोर्मध्ये कश्चन भेदः